हलो आ आ अहम् आरक्षकः अस्मि आ हा हा हा आ भवताम् बैक्यानेन भवन्तः द्वित्रिस्थानेषु गतवन्तः गतसप्ताहादपि भवन्तः स्थानत्रये सङ्केतस्य रक्तवर्णीयसङ्केतम् अवतीर्य भवन्तः अग्रे गतवन्तः स्थानद्वये भवतां शिरस्त्राणमेव नासीत् एवम् इत्यादिकं सर्वमपि वयं बहुधा दृष्ट्वा भवतां कृते इदानीं त्रिसहस्ररूप्यकं दण्डत्वेन स्थापयन्तस्मः भवन्तः आगत्य तद् सर्वमपि दत्वा अस्माकम् आरक्षणालयम् आगत्य सर्वमपि दत्वा भवतां इत्यम् पेनाल्टि इत्यादिकं सर्वमपि सम्पूर्णमपि निवार्य भवन्तः गच्छन्तु नास्ति चेत् अग्रिमपर्याये भवन्तः याने भवन्ति चेदपि तत्रैव वयं स्थगयामः दण्डं स्वीकृत्येव गच्छामः अस्तु वा

भवतां भवतां यानसङ्ख्यामहं दृष्ट्वा एव वदामि भोः अस्तु इदानीम् इदानीम् एकक्षणम् एक एकनिमिषम् एकनिमिषम् इदानीम् अहं भवतां यानसङ्ख्यां वदामि के ए ज़ीरो टु आ आ अस्तु अस्तु अस्तु अस्तु हा एकदा वदामि के ए ज़ीरो टु एम् एन् सेवेन् टु वन् फो़र् एवमेव इदमेव खलु भवतां यानसङ्ख्या एकदा पुनः अहं वदामि के ए ज़ीरो टु यम् एन् सप्त द्वे एकं चत्वारि इदमेव भवतां यानसङ्ख्या खलु भवता भवन्तः यथा रिजिस्टर् कृतवन्तः तथा एव अस्माभिः लब्धं वर्तते किं भोः एवं भवन्तः सज्जनाः नागरिकाः भवतां सम्भाषणमेव सम्भाषणं वा ज्ञायते भवन्तः योग्याः सन्ति विद्वत्कुलीने जाताः भवन्तः एवम् एतादृशकार्यं भवन्तः कुर्वन्तस्सन्ति खलु किं भोः आ भवन्तः अत्र अस्माकं प्रत्येकस्मिन्नपि अस्माकं नगरे प्रत्येकस्मिन्नपि स्थाने यत्र यत्र वाहनस्य सम्मर्दः अधिकः भवति अनन्तरं यत्र यत्र जनानाम् भीतिः वर्तते अत्र चौर्यादिकं भवति तस्मिन् सर्वत्रापि वयम् एकं दृश्यमाध्यमं स्थापयामः अव अहमपि दृष्ट्वा एव वदन्नस्मि चिन्ता नास्ति एकदा अस्माकम् आरक्षणालयं प्रति आगच्छन्तु व एतद् अ दृष्ट्वा गच्छन्तु यदि अस्ति तर्हि सर्वमपि रूप्यकं दत्वा एव गन्तव्यं भवति महोदय अस्तु महोदय अस्तु धन्यवादः